मम प्रदेशे उल्लेखनीयानि विशिष्टस्थानानि पर्यटनस्थलानि च बहूनि सन्ति चामुण्डि मन्दिरं के आर् एस् जलाशयः प्रासादः मृगालयः वस्तुसङ्ग्रहालयः इत्यादयः बहवः प्रदेशाः पर्यटकानाम् आर्कषणीयाः सन्ति एतानि स्थानानि आगन्तुकानां कृते महत्त्वपूर्णं रोचकञ्च भवति विभिन्नानां वृत्तीनां जनानाम् एषः प्रवासप्रदेशः रोचकः भवति केषाञ्चित् जलक्रीडा रोचते विभिन्नानां देवालयाः रोचन्ते अन्येषाङ्कृते वस्तुसङ्ग्रहालयः रोचते कैश्चित् मृगालयः इष्यते केषाञ्चित् आहाराः बहु इष्टाः भवन्ति केभ्यश्चित् प्रासादः प्रासादस्य वीक्षणं बहु रोचकं भवति एवं विभिन्नवृत्तीनां विभिन्नवयस्कानां कृते मैसूर नगरे प्रेक्षणीयानि स्थलानि बहूनि वर्तन्ते इति कारणतः मैशू मैसूरु नगरम् अत्यन्तं प्रसिद्धम् अस्ति अनेन एव निमित्तेन